रामायणम् वाल्मीकिः कृतः रामायणे सप्तकाण्डाः वर्णितः सन्ति प्रथमकाण्डः बालकाण्डः बालकाण्डे रामस्य जन्मवर्णनम् अस्ति द्वितीयकाण्डः अयोध्याकाण्डः रामस्य पितुः अयोध्याग्रामस्य वर्णननम् अस्ति तृतीयकण्डः आरण्यकाण्डः रामः लक्ष्मणेन सह सीता अरण्यं गच्छन् आसीत् तस्य वर्णननं तृतीयकाण्डे अस्ति चतुर्थकाण्डे सीतायाः रावणेन हरणं वर्णनम् अस्ति पञ्चमकाण्डे वानरसेनया सह रामः सीतायाः अन्वेषणम् करोति

करोति तत् हनुमानेन वानरसेनायां हनुमानेन सह सीतया मेलनं जातम् षष्टम काण्डः युद्धकाण्डः रामः रामः रावणेन सह घोरं युद्धं जातम् सप्तमः उत्तरकाण्डः युद्धानन्तरं सीता आनीता सीता विभीषणद्वारा रामेण सह अयोध्यां पुनः आगत्य सर्वपरिवारेण सह मेलनं वर्णनं कृतम् अस्ति इति रामायणस्य सप्तकाण्डाः वर्णितः अस्ति